मम अनुभवः तथा अस्ति इदानीन्तन आरक्षकाः सर्वकारीयाः राज्यसर्वकारीयाः सम्यक् जनताभिस्सह व्यवहारं न कुर्वन्ति इति कृत्वा जनतासु महान् रोषः भवति तेषां विषये अतः अपराधानां नियन्त्रणं कर्तुम् आदौ सर्वप्रथमम् आरक्षकाः जनतायां गत्वा तैस्सह एवं संवादं व्यददुः तत्तु यद् वयम् आरक्षकाः भवतां सुरक्षायै स्मः वृथा पीडयितुं न स्मः यतोहि एतावता जनतायाः अयं विश्वासः निर्मीयमानः अस्ति यदा आरक्षकाः एव यावद् पीडयन्ति तावद् अपराधिनः न पीडयन्ति अतः यावत् अपराधिनां भयं नास्ति तावद् आरक्षकाणां भयमस्ति अतः आरक्षकाः स्वीयां छविम् आदौ निर्मलां कुर्वन्तु ततः अपराधानां न्यूनता भवितुम् अर्हति